क्रीडाः जनानां शारीरिकमानसिकस्वास्थ्ये बहुविधमार्गेषु योगदानं यच्छन्ति कथमिति चेत्

क्रीडया जनानाम् अवयवाः तेषां सङ्कोचनं बृहदीकरणमपि सम्भवति अतः तस्य आयासः भवितुमर्हति तदानीं क्रीडासमये ते अन्यान् सर्वानपि सर्वविषयानपि त्यक्त्वा क्रीडायामेव भवन्ति अतः तेषां मनसि उत्साहः सन्तोषः अन्यः च भवति यथा मानसिकशारीरिक दृढता भविष्यति तर्हि तस्य स्वास्थ्यमपि सम्यक् भविष्यति तथापि यथा क्रीडया श्वासोच्छ्वासः सम्यक् भवति क्रीडासमये अधिकाधिकं श्वासोच्छ्वासः अधिकं अधिकाधिकः श्वासोच्छ्वासः सम्भवति तद्वारा अपि शारीरिक स्वास्थ्यं सम्भवन्ति